मम पितुः भ्रातरः द्वौ स्तः आहत्य मम पितामहस्य त्रयः पुत्राः सन्ति तत्र एकस्य अन्या भूमिः वर्तते अपरस्य सार्वकारीय उद्योगः वर्तते एतौ द्वौ अपि पित्रार्जित भूमेः बहिर्भागे वसतः परन्तु यदा अत्र तावत् कस्यापि विषये नाम भूमेः संरक्षणविषये तस्य अभिवृद्धिकर्मविषये वा किमपि साहाय्यं तैः नाचरितम् एतादृशसमये यदा भूमेः विभागविषयः आगच्छति तदानीं सर्वेषां स्थितिः समाना इति न्यायालयस्य यः विषयः तत्र न्यायालयैः पुनः एकदा दृष्टिः ध्येया भवति इति बहुनाम् अभिप्रायः वर्तते यतः आबाल्यात् यः अत्र भूमिं कृतवान् तस्य अभिवृद्धिं कृतवान् ये बहिर्हि वर्तन्ते ते इदानीम् आगत्य अत्यन्तं समीचीना भूमिः एव मम आवश्यकी इति वदन्ति तदानीं दातव्या एव भवति इति स्थितिः इदानीन्तनन्यायालयीयन्याये वर्तते इदं कथं समीचीनम् इति द्रष्टव्यम् इति भाति